अहं मार्जनीं स्वीकृतवानस्मि एषा मार्जनी बहु सम्यगस्ति अनया अहं प्रक्षालनं कृतवान् एवं च स्नानादिकमपि कृतवान् एषा मार्जनी बहु सम्यक् कार्यं करोति अतः एषा सर्वदा स्वीकर्तुं शक्यते एतस्याः कृते तु पञ्चनक्षत्राणां मध्ये पञ्चनक्षत्राण्यपि दातुं शक्यते एषा शतं प्रतिशतम् उत्तमा अस्ति योग्या स्ति मृदु वर्तते एवञ्च एतस्याः उपयोगेन मम कान्तिः वर्धिता वर्तते एवञ्च सौन्दर्मपि वर्धितम् एतस्याः उपयोगः महताम् उपकाराय अस्ति अतः एतस्याः अवश्यं सर्वैः स्वीकरणं शक्यते एवं च एतत् यत् वस्तु वर्तते एतद् वस्तु मौल्ययुतम् एवं च बहूनामुपकारकमपि इति नास्ति सन्देहः